वस्त्रं प्रक्षालयितुं वयं धौतकाय वस्त्रं दद्यात् सा च प्रक्षालितव्यं वस्त्रादयः अस्माकं कृते पुनः आनयति जलं न अव्ययं नयन्तु यतः जलं जीवनम् अस्ति